ग्रामीणजनानां जीवने क्रीडायाः महत्त्वपूर्णा भूमिका अस्ति एतत् समुदायम् एकत्र आनयति शारीरिकसुष्ठुताम् प्रवर्धयति सामूहिककार्यं मेत्रीपूर्णस्पर्धायां च प्रोत्साहयति ग्राम्यक्षेत्रेषु क्रिकेड् कब्बड्डी फ़ुट्बाल् एत् लेतिस् इत्यादिक्रीडाः अन्त्यन्तं लोकप्रियाः सन्ति तेन केवलं मरोरञ्जनं मनोरञ्जनं प्रदास्यन्ति अपि षु अपि तु प्रतिभाविकासाय कौशलप्रदर्शनाय च मनोरञ्जनरूपेण कार्यं कुर्वन्ति क्रीडाकार्यक्रमाः प्रतियोगिताः च प्रायः ग्रामीणजनान् संख्यायां उत्साहस्य एकतायाः च भावः उत्पद्यते क्रीडा जनान् कथम् एकत्र आनेतुं तेषां जीवने सकारात्मकं प्रभावं जनयितुं च शक्नोति इति द्रष्टुम् आचार्यम्